आधुनिकशिक्षणेन अस्माकं ह्रासं तत् सर्वं ह्रासं कृतमस्ति न किमपि शुद्धं किमपि सम्यक् किं सुष्ठुः कृतमस्ति एव अहं तु खण्डनमेव करोमि किमर्थमिति अस्माकं भारतीय पूर्वं पूर्वं वो जो पू पूर्वं प्राक् परम्परा आसीत् सा आसीत् गुरुकुलपरम्परा सा आसीद् गुरुशिष्यपरम्परा इदानीं वर्तमाने किम् अस्ति तत् सर्वं खण्डितम् अस्ति एतैः अन्यैः अस्माकं राजतज्ञैः तत्सर्वं बहु तेषां ह् ह्रासं कृतमस्ति यदि वयम् यदि सम्यक् तया यदि गुरुकुलपरम्परां साधयामः चेत् निश्चयेन भारतपरमगुरुः भविष्यति किमर्थमिति स् गुरुशिष्यपरम्परा समापिता अस्माकं शास्त्रस्य ह्रासता यद्दिनं जायते इदानीं सेमीस्टर् सिस्टं प्रार् पर् चाल् चालितमस्ति समेस्टिर् सिस्टमे किं भवति सत्रस्य अत्र एकं पुस्तकं दत्तमस्ति तद् पुस्तके ये यावत् बन् जो अध्यापकः पाठयति तावतेव म किमपि अन्य प्रोग्रां कार्यक्रमः कार्यक्रमः एव च प्रचलिष्यति परिसरे वा अस्माकं कत् का कथं कुत्रचितपि महाविद्यालये पय विद्यालये तत्र किं भवति तेन न सम्पूर्णमध्ययनं तस्य भवति सम्यकाध्ययनमेव न भवति यतः तत्तु सम्यकध्ययनं न भवति अतः तस्मात् कारणातेव अस्माकं शास्त्रस्य अद्य ह्रासद् भवति संस्कृतशास्त्रस्य ह्रासं भवति चेत् कथमस्माकं संस्कृतिः स भविष्यति अथ आधुनिकं संस्कृतज्ञैः अथ आधुनिकं शिक्षणेन तत् न किमपि सन्तोषजनकं कार्यं कृतमस्ति एतत् सर्वं निरर्थकमेव यथा पुरातनकाले यत्रास्माकं भारतीयपरम्परा आसीत् अस्माकं भारतीयविद्या आसीत् विद्याशाखा आसीत् तद्देव महत्वपूर्णमस्ति आसीद् अतः नूतनं किमपि नास्ति अस्माकं मोहल्लिका विषये तत् तत्सर्वं परिपा प्रतिपादं भिन्नमे भिन्नत्वमेव प्रतिपादमस्ति तत्र नास्ति किमपि शुद्धमेव वदामि किम् अत्र तु सब् सत् सर्वमेव खण्डितं भवति व् तद् सर्वमेव